हरि ओम् नमस्ते ओ एवं वा तर्हि अहं भवत्भिः करेक्ट् काल् एव कृतं अस्ति भवतां इच्छा का अस्ति नाम रेकोयर्मेण्ट् किं अस्ति इति वदन्ति वा कीदृशं कार् अपेक्षितं केवलं भवद्भिः उद्योगार्थंं गन्तुं कार् वा अथवा समग्रस्य संसारस्य कृते वा अथवा किञ्चित् एवं प्रा बहु दीर्घं प्रवासार्थं वा अथवा किञ्चित् आड्वेञ्चर् कर्तुं वा इति एवं भवति खलु अस्माकं समीपे तु सर्वेषु स्तरेषु अपि चतुश्चक्रिकायानानि सन्ति एव किन्तु नाम इदानीं बड्जट् एवं अस्ति इति वदन्ति चेत् पुनश्च भवतां रेकवर्यर्मेण्ट् किं अस्ति हा अस्तु अस्तु अस्तु एवं वा अस्माकं तु इदानीं केवलं उद्योगार्थं गन्तुं तु बहू लघु यानं अलं भवति खलु अतः तत्रापि द्वित्रि यानानि सन्ति पुनश्च यदि चत्वारः सन्ति संसार अथवा पञ्चजनाः सन्ति तस्मिन् यानस्य नाम सुझुकी मद्ये अस्माकं तु सुझुकी अस्ति अतः तत्र बहूनि यानानि सन्ति बड्जट् फ्रेण्ड्लि अपि सन्ति पुनश्च रिच् अपि सन्ति अतः लघु चेत् द्वित्रि आप्षन्स् सन्ति भवत्भ्यः संसारस्य चेदपि बहूनि सन्ति पुनश्च किञ्चित् पार्श् अपेक्षितं चेदपि सन्ति पुनश्च आड्वेञ्चर् कृतेपि एकं वा द्वयं सन्ति

हा एवं वा एवं वा इदानीं जून् सप्तमे दिनाङ्के तु अस्माकं एकं रिलिस् भवति जिम्मि इति तत्तु बहु आड्वेञ्चर् अस्ति भवन्तः तदेव बुक् कर्तुं शक्नुवन्ति प्रायः तद् पञ्चदशलक्षं भवेत् अतः तदेव भवत्भ्यः सम्यक् भवति इति मन्ये अस्माकं कम्पनी परतः तदेव एकं बहु सम्यक् यतः तत् भारतीयसैन्य अपि बहु पूर्वं उपयोगः कृतः आसीत इदानीमपि सैन्ये तद् दीयते अतः तत् बहु रफ् अण्ड् टफ् अस्ति पुनश्च भव् भवतां यद् रेकोयर्मेण्ट्स् अस्ति तत्र तत् सम्यक् यानामिति मन्ये किं किं वदन्ति मां श्वः वा

एवं एवं केवलं ज्ञातुम् अस्तु अस्तु भव भवत्भिः कदापि भवन्तः फोन् कुर्वन्तु अथवा अस्माकं तत्र आगन्छन्तु यदा आगच्छन्ति भवत्भ्यः एवं दृष्ट्वा एव ज्ञातुं शक्यते अतः यदि आगच्छन्ति तर्हि सम्यक् धन्यवादाः तथा पुनः पुनः आगन्छन्तु अत्र तदा सम्यक् ज्ञानं लब्यते तदा भवन्तः दृढी कर्तुं शक्नुवन्ति यत् कार् अपेक्षितं सर्वं धन्यवादः धन्यवादः